महिला यदा नृत्यम् अभिरुचिरूपेण अनुसर्तुं महिलायाः बहु कष्टं भवति यदा महिला यदा नृत्यं कर्तुं गच्छति तदा तस्य गृहस्तः अन्य समाजजनाः तेषां कृते तु नैव करोतु इति वदति परन्तु या महिला सम्यक् नृ नृत्यं करोति तेषां कृते तु समाजप्रेरणाः दा दास्यति परन्तु किं करणीयं याः महिलाः नृत्यकर्तुम् इच्छन्ति तेषां कृते तु महिला नृत्याभ्यासवर्गम् अथवा तस्य महिला नृत्यानुसन्धानम् इति नाम्नाः प्रयोगाः चालनीयाः तेन किं भवेत् महिलाः या महिलाः सुन्दराः त्य नृत्यं कर्तुं तत्र गन्तुमर्हति परन्तु नृत्यस्य अपि किं तद् नृत्यस्यपि लिमिट्स् भवेत् तेन पोषाखं कथं धारणीयः अथवा किं करणीयः के कथं करणीयः तस्सर्वं तु नियमं एव प भवेत् अन्यथा तत् असम्यक् दृश्यते नृत्याः नृत्यं तु बहु समीचीनः प्रकारः वर्तते तेन भावना प्रकटिकर्तुम् अत्यन्तं सुलभः भवति भवति तेन शरीरस्य विकासमपि भवेत् इति या महिला सम्यक् नृत्यं करोति तेषां कृते तु अवश्यं प्रोत्साहनं दातव्यम् समाजे तु तत् प्रोत्साहनं दास्यति न दास्यति एवं गौच रूपं चलति परन्तु मम मतं तु एवमस्ति महिला तु नृत्यम् अभिरुचिरूपेण अनुसर्तुं महिलाभिः तु प्रोत्साहनं दात्सनी दत्तनीयमेव इति